मम इष्टतमः लेखकः वा लेखकी वा न वर्तते किमर्थं नाम अहं पुस्तकं न पठामि तस्य विषये विषये मम इच्छापि नास्ति इति कृत्वा इष्टतमः लेखकः लेखकी वा मम कृते न वर्तते मया गेम्स् इत्यादिकं बहु क्रीड्यते पुस्तकं पुस्तकादिकम् अवश्यं न पठ्यते तत्र इच्छा एव नास्ति मम कृते किं गेम् क्रीडनम् इत्यादिषु कार्येषु मम आसक्तिः वर्तते कार्यं सम्यक्तया कर्तुं शक्नोम्यहं पठने मम इच्छा नास्ति नाम पुस्तकादिषु इच्छा नास्ति इत्येवं उदा उक्तम् उक्त्वा विरमामि